हरिः ओं भारती फ़्रें वदतु महोदय भारती आप्टिक्स् आमाम् उपनेत्रं हा वदतु महोदय उपनेत्रस्य उपनेत्रस्य आपणः एव वदतु हा तादृशम् अस्तु अस्तु हा तादृशम् उपनेत्रं कर्तुं शक्यते अवश्यम् अवश्यं शक्यते परन्तु तदर्थं प्रिस्क्रिप्शन् अस्ति वा भवतः समीपे ह वैद्यस्य वैद्यः लिखितवान् हा अस्तु हा अस्ति चेत् सम्यक् यतः तत्र तत्र सम्यक् इति वयं न कुर्मः महान् क्लेशः भवति पठने तर्हि तत्र प्रिस्क्रिप्शन् विना तद् न वयं वयं न कुर्मः नो चेत् जनाः स्वीकृत्य गच्छन्ति अनन्तरं पठितुं न शक्नुवन्ति तादृशं पुनः तस्य निर्माणार्थं महान् व्ययः भवति एवं सर्वं भवति तर्हि तर्हि एतादृशः विशिष्य एतत् परीक्षानन्तरमेव एतद् वयं कुर्मः भवतः समीपे हा हरिः ओं ह वदतु महोदय ह पुनः परीक्षां कर्तुं साधनानि सन्ति तत्र यदि सा सामान्यतः इदानीं दूरदृष्टिः तत् नो चेत् एवमस्ति चेत् पार्श्वदृष्टिः एतादृशं मयापि एवम् एतादृशमस्ति चेत् इतोऽपि सर्वं भवति नो चेत् वयं पुनः मिशीन् उपयुज्य वयं वयं पुनः एतस्य मापनं कृत्वा कर्तुम् आवश्यकता भवति परन्तु एतादृशं तत्र द्विधा यदुपनेत्रं भवति तादृशमुपनेत्रस्य कृते प्रथमं भवन्तः वैद्यं पश्यन्तु इत्येव अहं वदामि यद्यपि अस्माकं समीपे अपि अस्ति भवन्तः वैद्यतः वैद्यादेव भवन्तः यदि स्वीकृत्य आगच्छन्ति इतोऽपि सम्यक् भवति अस्माकं पार्श्वे वैद्यः अपि अस्ति उप तत्र तं भव भवन्तः द्रष्टुम् अर्हन्ति हा अस्ति चेत् आवश्यकं हा आ अस्माकम् आपणः पद्मनाभनगरं पद्मनाभनगरम् अस्ति तद् तत्र बनशङ्करी प्रदेशे पद्मनाभनगरम् इति अस्ति तस्मिन् प्रदेशे एव अस्ति यदि भवतः गृहतः पार्श्वे अस्ति चेत् मम साक्षात् अद्य एव आगन्तुं शक्नोति नो चेत् एकम् एकवारं तत्र डाक्टर् रमेशः इत्यस्ति तत्र तस्य सङ्ख्या अपि अस्माकं जालपुटे एव उपलभ्यते इदानीम् एकवारं दूरवाण्या आहूय तद् अपायण्टमेण्ट् स्वीकृत्य भवन्तः अत्र आगत्य तं द पश्यन्तु प्रथमं प्रायः डैलेशन् सर्वं कृत्वा सः वदति किं करणीयम् इति ह अवश्यम् अस्माकं अस्माकं जालदेशस्य सङ्केतमपि अहम् इदानीं भवान् भवानेव तत्र गूगल् मध्ये द्रष्टुं शक्नोति इदानीं भारतीय आप्टिकल् सि इति भवान् पश्यतु आगच्छति आ भारती आप्टिकल्स् पद्मनाभनगरम् इति भवान् यदि स्थापयति तर्हि अस्माकं स्थलं कुत्र अस्ति सङ्ख्या अनन्तरं डाक्टर् रमेशः महोदयस्यापि सङ्ख्या तत्र आगच्छति तत्र आप्टिकल् पार्श्वे एव अस्ति तत्र तेषां समीपे पृ् पृथग्रीत्या भवान् पृथक् तत् तेषां सम्पर्कं कृत्वा तत्र अपायण्ट्मेण्ट् स्वीकृत्य आगच्छन्तु तद् आवश्यकं भवति सामान्यदिनेषु सम्यक् वा हा

वदतु वदतु सामान्यतः टेलस्कोप् यन्त्रस्य टेलस्कोप् यन्त्रस्य लेन्स् सामान्यतः वयं न कुर्मः परन्तु एकवारं भवान् आनयतु तद् दृष्ट्वा यदि वयं न कर्तुं शक्नुमः इतोऽपि एकम् एकः आपणिकः अस्ति यम् अहं जानामि यः एतादृशं कार्यं करोति अहं यदि भवान् आनयति अहं तद् दृष्ट्वा तस्मै दूरवाणीं कृत्वा यदि सः कर्तुं शक्नोति तर्हि तस्य सम्पर्कं कृत्वा सम्प्रति भवन्तं प्रेषयामि प्रेषयेयं समीचीनं वा ह स्वच्छता वयं स्वच्छतां वयं तद् वयं कर्तुं शक्नुमः चिन्ता नास्ति तद् अवश्यं वयमेव कर्तुं शक्नुमः यदि किमपि तत्र परिवर्तनं करणीयं चेत् तर्हि अन्यत्र प्रेषणीयम् आसीत् स्वच्छतां वयं स्वयमेव कर्तुं शक्नुमः अस्तु महोदय भवान् साक्षादागच्छतु वयं साक्षात् मिलामः सम्यगेव आ सम्यक् सह आगच्छति अ उ अत्युत्तमं यदि वैद्यं द्रष्टव्यं तर्हि तत्र आपाय्नमेण्ट् स्वीकरोतु आवश्यकम् अस्तु राम् राम् धन्यवादाः